पूर्वोत्तरभारतस्य त्रिपुराराज्ये खार्चिपूजा इति नाम्ना प्रसिद्धः महत्त्वपूर्णकार्यक्रमः आचर्यते चतुर्दश देवतानां प्रसिद्धानां चतुर्दश देवतानां सामूहिकपूजानां समर्पीता अस्ति अस्मिन् कार्यक्रमे सङ्गीतं नृत्यं तीव्रभक्तिः च सः देवतानां मूर्तीनां विशालं शुभयात्रा भवति आशीर्वादः शुद्धिः रक्षणं च प्राप्तुं भूमिं प्रति प्रार्थना क्रियन्ते महुत्सवे त्रिपुरा स्त्रीपुडी समुदायस्य समृद्ध्य सांस्कृतिकविरासतां धार्मिकभासां च प्रकाशयति अहं तत्र मम परिवारेण सह देवतानां दर्शनं तथा आशिर्वादं प्रार्थयावः